भारतीयपरम्परायां पुराणानां स्थानम् अतीव उत्कृष्टम् उत्कृष्टम् उत्कृष्टम् अत्र सन्ति तत्र पुराणेषु मद्वयं भद्वयं चैव ब्रत्रयं वचतुष्टयम् अनापलिङ्गकूस्कानि पुराणानि अष्ट अष्टादश इति श्लोकमस्ति तत्र भारतीयपरम्परायां पुराणानां कथनं तत्र उपकथा तथा चाट् आशु आशु आशु भाषा आशु श्लोकः उपकथा तत्र उपकथाः बह्व्यः सन्ति तत्र उपकथाः अस्माकं जीवने ते यदि यदि ज्येष्ठाः शृण्वन्तः ज्येष्ठाः वदन्ति तत्र बालकाः सर्वेऽपि तद् ज्ञात्वा श्रुत्वा ते एव तत्र कथायाः नायकः अथवा कथायाः के ते एव तत् कथां कथा पा कथायाः पात्राणि भवन्ति अतः ते सर्वेऽपि अनुकरणं कुर्वन्ति तदा शिष्टाचारः तथा संस्कृतिः संस्कृतिः संस्कृतिः वर्धते एवं चेत् तेषां जीवनमपि सुखं सुखाय सुखं भवति जीवनमपि सुलभं संस्कृतं भवति अतः पुराणानां परं भारतीयपुराणानां परम्परायां पुराणानां स्थानम् अत्युन्नतम् अस्ति एवमेव पुराणानि श्रुत्वा तानि अस्माकं जीवनं जीवनं निर् जीवननिर्वहणं कुर्मः चेत् वयमपि तेषां तादृशं स्तरं तादृशस्तरं गन्तुं शक्नुमः वयमपि शक्नुमः एवमेव अस्माकं जीवनमपि पवित्रं पवित्रेण युक्तः भवति अतः पवित्रेण युक्तं शरीरं पुनीतं भवति पुनीतं शरीरम् अति पवित्रम् अति उत्साहेन चैतन्येन रोगमुक्तं भवति एवं कृते अस्माकं जीवनं शुद्धम् अतः न चारित्र्ययुक्तं शीलयुक्तं तथा गुणयुक्तञ्च भवति तथा कृते अस्माकं जीवनम् अति औत्साहिकं भवति चैतन्ययुक्तं भवति तथा निर्मलं भवति मनसि अपि वयं विचलिताः न वयं न जाताः भवन्ति भ भवन्ति एव कथञ्चित् अस्माकं मनसि विचाराः पुराणानि पुराणानां विचारः एव वर्तते चेत् अस्माकं मनसि प्रक्षुब्धवर्तमानाः न गम्यते अतः मनः प्रशान्तिः मनःशान्तिः अस्माकं लभ्यते अतः पुराणानि श्रोतव्यानि मन्तव्यानि तथा कथितव्यम् इति मम अभिप्रायः